अर्थव्यवस्थायाः दृष्ट्या परिवर्तनार्थम् अस्माकं समाजे बहवः जनाः एतस्मिन् धनविषये भागं स्वीकृतवन्तः उदाहरणार्थम् वित्तकोशः विक्रेतकाः उपाहारशाला अस्माकम् स्वजीवनार्थम् प्रतिदिनं वयं वस्तुनः उपयोगं कुर्मः एतत् निमित्तम् उदाहरणार्थं क्षीरम् आवश्यकम् आपणं गच्छामः आपणात् वयं एतादृशाः व्यवहाराः प्रतिदिनं प्रचलन्ति तेन धनस्य उपयोगः अत्य अत्याधिकः आवश्यकता आसीत् आ अत् आवश्यकता अस्ति अस्माकं सामान्य वस्तूनि उपयोगार्थं प्रतिदिनं धनम् आवश्यकम्

जीवनार्थं धनम् तु आवश्यकम् एव धनं सम्पादनार्थं धनार्जनं वयं कार्यं कुर्मः धनेन विना अस्माकं जीवनं नास्ति